अहं कागदे लिखामि इदानीम् अहं छात्री अस्मि ततः अहं पुस्तकेन लिखामि अहं टैपिङ्ग् कर्तुं जानामि परन्तु टैपिङ्ग् न करोमि परीक्षार्थं लेखनम् अब्यासार्थम् अहं कागदे लेखनम् अभ्यासं करोमि तेन अहं कागदे लिखामि यद्यपि इदानीम् अवकाशः न भवति तेन अहं टैपिङ्ग् न करोमि यत् अवकाशः भवति तेन अहं टैपिङ्ग् करोमि यदि अवकाशः प्राप्यते तर्हि अवश्यं टैपिङ्ग् अपि करिष्यामि